हरिः ओम् पुस्तकालयः अस्ति कः आह्वयति ह हा न अत्र पुस्तकालयः अस्ति भवतः कृते किम् आवश्यकम् आम् आम् अत्र सर्वाणि संस्कृतं पु सर्वाणि पुस्तकानि अत्र लभ्यन्ते भवतः कृते किं पुस्तकम् आवश्यकम् आ हरिः ओम् आं शृणोमि शृणोमि

अरे फ़ी पुस्तकाले ह हरिः ओम् भवान् कः एतत् पुस्तकं एषः पुस्तकालयः अस्ति संस्कृतपुस्तकालयः अस्ति भवान् कुतः दूरवाणीं करोति वदतु कृपया किं पुस्तकं भवतः कृते आवश्यकम् हा हा तत् पुस्तकम् अत्र अस्ति चाणक्यरचितं व्याख्यानसहितं पुस्तकम् अत्र अस्ति तस्य मूल्यं शतं सहस्रं रूप्यकाणि इदानीं किञ्चिद् यदि भवान् भवान् पञ्चशताधिकं पञ्चसहस्राधिकरूप्यकैः पुस्तकानि भवान् स्वीकरोति किञ्चिद् तस्य तद् धनं न्यूनीकृत्य वयं दातुं शक्नुमः पञ्चविंशतिः प्रतिशतम् अतः अन्यान्यत् अन्यौ किं पुस्तकम् आवश्यकम् इत्यपि वदतु श्वः प्रातःकाले आगमिष्यति आपणम् आगच्छति वा भवतः नाम किम् अस्तुं यदि भ अत्र आन्लैन् व्यवस्था अपि अस्ति भवान् गूगल् पे द्वारा धनं यच्छतु वयं भवतः अड्रेस् अपि प्रेषय वदतु वाट्सप् द्वारा प्रेषयतु भवतः कृते यद् पुस्तकम् अपेक्षितम् अस्ति तद् वयम् इतः प्रेषयितुं शक्नुमः कृपया कानि कानि पुस्तकानि आवश्यकानि इति एकवारं वदतु अर्थशास्त्रं अस्तु तर्हि अनन्तरं दद्मः अस्तु अस्तु